हरि ओम् किं विषयः पञ्चाङ्गानां किम् इति ज्ञा ज्ञायते वा तत्र कति नक्षत्राणि सन्ति इति ज्ञायते वा केवलं पञ्च पञ्चविंशतिनक्षत्राणि सन्ति द्वयं कुत्र गतवतमस्ति गतमस्ति तत्र दो आम् नूनं दोषाः सन्ति न वा तदनन्त तदनन्तरं गणकविषये अपि दोषाः सन्ति एस एतत् सर्वं एतत् सर्वं दोषाः सन्ति चेत् पञ्च पञ्चाङ्गं कर्तुं कथं शक्यते प्रथमं दो नक्षत्राणि कति अस्ति इति सम्यग्रूपेण पश्यतु तदनन्तरं वार करणं योगानि सर्वाणि तत्र पश्यतु तदनन्तरं एकवारं दृ दृष्ट्वा सम्यक् अस्तीति वा पश्यतु तदनन्तरं प्रेषयतु पुनरपि प्रेषय प्रेषयतु अवश्यं न नक्ष नक्षत्रे द्वय द्व द्वे नक्षत्रमपि नास्ति तदनन्तरं गण गणकविषये अपि दोषाः सन्ति योगः अपि एकवारं पश्यतु करणं किं किमस्ति इति पश्यतु एतत्सर्वं प्रथमतः दृष्ट्वा अनन्तरं प्रेषयतु आम् एतत् पश्यामि तदनन्तरं अहं तं वदामि अवश्यं ददामि चिन्ता नास्ति सन्तोषेण करोतु क्लिष्टकर नास्ति अस्तु भगिनि अस्तु अस्तु भगिनि सम्यक् राम् राम् राम्